अस्माकं गम्यस्थानं प्राप्तुम् इतोऽपि कियान् समयः अपेक्षितः अस्मिन् मार्गे सम्मर्धः अधिकः अस्ति किं अथवा तत्र वेगेन गन्तुम् अन्यः यः कोऽपि मार्गः भवता ज्ञायते किं